गतवर्षे अहम् ए सि कृतवान् तदा अहं चिन्तितं तस्य मूल्यं बहु अधिकम् आसीत् तर्हि अहं कृतवान् तद् अधिकमूल्यवस्तु सम्यक् वर्तते अहं कृतवान् परन्तु तत् सम्यक् न वर्तते तद् एस् एसीतः जलं पतति एवं नि निस् निसरति त सम्यक्तया कार्यं न करोति क तस्य कार्यक्षमता अपि सम्यक् न वर्तते मम क्रे कर्त् क्रेतुं क्रेतुम् अनन्तरं त श् एसिमध्ये बहु अधिकम् ए एस् एसिमध्ये बहु अधिकं प्राब्लम् आगच्छति